नमस्ते अहं शारदा मैलापुर्तः वदामि इदानीं भवत्याः होट्ल् मध्ये इड्लि वडा आर्डर् कृतवती अहं परन्तु एकघण्टात् पूर्वम् आर्डर् कृतवती परन्तु यावत्पर्यन्तम् तद् वस्तु न स्वीकृतं मया परन्तु दूरवाणी मध्ये स्वीकृतम् इति नोटिफ़िकेषन् भवति अतः कुत्रचित् अनवधानम् अभवत् इति ज्ञायते मया अतः कृपया मम धनं प्रत्यर्पयन्तु अथवा मम मया यद् भोजनम् आर्डर् कृतं तद् डेलिवर् कुर्वन्तु धन्यवादः